भारतस्य आत्मा ग्रामेषु एव तिष्ठति इत्यतः सर्वकारपक्षतः ग्रामाभिवृद्धिः आद्यतया कर्तव्या भवति शिक्षाव्यवस्था स्वास्थ्यसेवा व्यवस्था रक्षणाव्यवस्था आहारव्यवस्था जलव्यवस्था इण्टर्नेट् व्यवस्था इत्यादिव्यवस्थाः ग्रामेषु अपि सर्वकारपक्षतः करणीयाः भवन्ति सर्व ऋतु पथानां निर्माणं निर्धनिकानां कृते गृहनिर्माणार्थं धनसहाय्यम् निःशुल्कं एल् पी जी कनेक्षन् व्यवस्था प्रदानं शुद्धं पेयजलप्रदानं इत्यादि व्यवस्थाः आवश्यकाः दृश्यन्ते एवञ्च आन्लैन् ग्रन्थालयाः संस्कारकेन्द्राः च सर्वकारपक्षतः करणीयाः सन्ति यदि सर्वकारः तस्य नेताराः च दूरदृष्टिं संस्थाप्य यदि कार्यं कुर्वन्ति तदा एतादृशव्यवस्थाः अपि कल्पनीयाः भवन्ति अतः एतादृश मूलभूतानाम् आवश्यकतानां व्यवस्थार्थं सर्वकारपक्षतः साहाय्यम् इच्छामि